अन्यभाषा विस्तारे संस्कृतभाषा योगदानं किमर्थं चेत् संस्कृतभाषा अस्माकं राष्ट्रभाषा इति वक्तुं शक्नुमः किमर्थं चेत् यदा प्राचीनकाले ऋषिः मुनिः तथा ऋषिमुनी सर्वेपि संस्कृतभाषा एव वार्तालापं करोति स्म इदानीं किं भवति इदानिं सर्वेपि या के के जनाः आङ्ग्लभाषा वा तथा किमपि हिन्दीभाषा वार्तां करोति परन्तु संस्कृतभाषा अतीव आवश्यकम् अस्माकं जीवने किमर्थं चेत् तत्र संस्कृतभाषायां मध्ये अतीवमधुरभाषा अतीवसरलभाषा अस्ति अन्यता भाषा किम् अस्ति अन्यथा वा कठिनः वर्तते परन्तु संस्कृतभाषा अतीवसरलः मधुरः अस्ति किमर्थं संस्कृतभाषयाः यः कोपि जानन्ति ते सर्वेपि काव्यानि तत्र नाटकानि सर्वेपि पठितुं शक्नोति किमर्थं चेत् तत्र संस्कृतभाषा एव भवन्ति अन्यभाषा इदानीं प्राचीनकाले नास्ति अन्यभाषा इदानीं प्राप्यते इदानीं पठितुं शक्नुमः अन्यभाषया अपि परन्तु संस्कृतभाषा अतीव आवश्यकं संस्कृतभाषा योपि जानन्ति सः सांस्कृतम् अस्माकं सांस्कृतम् अतीव अवश्यकं तया जानन्ति सः सांस्कृतं कीदृशम् अस्माकं कल्चर् इति आङ्ग्लभाषया वदन्ति सः कीदृशं भवति सः कीदृशम् अस्माकं जीवने कर्तुं शक्नुमः कल्चर् इति संस्कृतभाषा यः जानन्ति स एव कर्तुं शक्यते